मम प्रदेशस्य पारिं पारम्परिकव्यञ्जनानि अर्थात् खाद्यानि वर्तन्ते लिट्टि चोखा अस्य व्यञ्जनस्य महत्त्वम् इदं वर्तते यत् अत्र उपस्कराणां प्रयोगः न भवति न वा तैलस्य अत्यधिकतया प्रयोगः भवति न वा घृतस्य अत्यधिकतया प्रयोगः भवति अस्य व्यञ्जनस्य निर्माणाय पिष्टकम् अपेक्ष्यते अथ च अग्निः गोमयं यदा शुष्कं भवति तत् प्रज्वाल्य अत्र पिष्टकं पिण्डीकृत्य लघुलघुगोलकं निर्माय अग्नौ प्रक्षिपामः तदा तत्पिष्टकं पक्वं भूत्वा ततः निर्गच्छति तत्र उपस्कराणां प्रयोगः न भवति अथ च चोखा इत्युक्ते बैगन् अथ च आलुकम् एतद् द्वयम् अपेक्ष्यते तदपि अग्नौ क्षिपामः यदा सम्यक्तया उभयोः भर्जनं भवति तदनन्तरं ततः निस्सार्य कृष्णमरीचिकां तत्र पातयामः किञ्चित् सर्षपः तैलं पातयामः तदनन्तरं चोखा निर्मीयते चोखा इत्यनेन साकं यदा लिट्टि इत्यस्य मिश्रणं भवति तदा अत्यन्तं स्वादिष्टं वयं प्राप्नुमः